प्रथमं पात्रं जलेन प्रक्षाल्य ततः फेनकं द्रव्यफेनकं वा प्रयोजयित्वा ततः मर्दयित्वा तत् ह प्रक्षाल्य कदाचित् पात्रेषु स्निग्धम् अवशिष्यते ततः पात्रे अङ्गारभस्म स्थापयित्वा मर्दयित्वा स्निग्धः निष्कासितः भवति अङ्गारभस्म तथा निम्बुकः सर्वाणि पात्राणि प्रकाशयति तथा च एतस्य सर्वस्य प्रक्रियायाः अनन्तरं स्वच्छेन पटेन मार्जयित्वा पात्रेभ्यः जलस्य दाहम् दूरीकरोति इति इति पात्रप्रक्षालनस्य प्रक्रियाः